सत्यं मया ऐतिहासिकं तथा सांस्कृतिकं चारणं कृतमेव अस्ति तिरुपतौ मया वेङ्कटेश्वरस्य दर्शनं कृतमेव तत्र सोपानादिकम् आरुह्य पर्वतारोहणं कृत्वा मया तत्र दर्शनं प्राप्तं तच्च बहु सम्यगासीत् सः अनुभवः अविस्मरणीयः इति अहं चिन्तयामि मम परिवारे प परिवारजनैस्सह तत्र गतमासीत् प्रातः धूमशकटयानम् आरुह्य तत्र तिरुपतिनगरं प्राप्य तदुत्तरं पर्वतारोहणं कृत्वा प्रत्येकमपि सोपानम् आरुह्य मध्ये मध्ये विश्रान्तिं स्वीकृत्य तदुत्तरं पर्वतस्य आरोहणं कृत्वा तत्र स्नानादिकं परिसमाप्य तदुत्तरं तत्र वेङ्कटेश्वरस्य दर्शनं कृतं तदुत्तरं प्रसादादिकम् अपि तत्र प्राप्तम् एवमेव मया कदाचित्

मम मित्रैः मित्रैः सह अपि एकदा गतम् आसीत् मित्रैः सह गमनकाले वार्तालापादिकं कृत्वा तैः सह कलापादिकं कलापादिकं कृत्वा तत्र पर्वतस्य आरोहणङ्कृतं तेन अहं सन्तुष्टः जातः मया अग्रे अपि गन्तव्यम् इति तत्र प्रेरणा आगता